अहम् अत्यन्तं चारणविषये उत्सुकः अस्मि चारणं नाम अतीव आनन्दयुक्तं भवति तत्र मम समीपे चारणार्थम् वस्तूनां विषये अहं किञ्चित् चिन्तनं कृत्वा वक्ष्यामि यतोहि चारणम् अहं बहुधा इच्छामि यत्र यत्र गच्छामि तत्र अहम् वस्तूनां सङ्ग्रहणं कृत्वा मम स्यूते संस्थाप्य अहं गच्छामि तत्र आदौ यदा वयं चारणार्थं गच्छेम तत् योग्यरूपेण विद्यमाना पादरक्षा अपेक्षिता भवति अनन्तरम् अस्माकं देहस्य उपरि यत्किमपि कीटादिकं न स्पृशेत् अथवा न आगत्य पतेत् तस्य संरक्षणार्थम् अथवा चर्मस्य संरक्षणार्थम् यत्किञ्चित् योग्यं मोयचरैज़र् अस्माभिः क्रीत्वा संस्थाप्यते चेत् वरं भवति गमनार्थं कश्चन दण्डः अपेक्षितः यदि तत्र उन्नतक्षेत्रे अथवा उन्नतप्रदेशे पर्वतप्रदेशे आवासं कर्तुम् इच्छामः तदर्थं तद्गतं व्यवस्थामपि स्वीकृत्य आदौ गन्तव्यं भवति प्राधान्येन जलस्य प्राधान्यता भवत्येव सर्वत्रापि जलं न समुपलभ्यते अतः गमनकाले योग्यरूपेण जलं यावदपेक्षितं तावत् सर्वमपि परिपूर्य गन्तव्यं भवति द्वितीयमहं वक्ष्यामि गमनार्थं देहस्य दैहिकसिद्धतां कृत्वा अपि अस्माभिः गन्तव्यं भवति देहसिद्धता नाम का यदा अस्माभिः चिन्त्यते इदानीम् अहम् अस्मिन् दिनाङ्के चारणार्थं गच्छामि इति अस्माभिः यदा चिन्त्यते तस्मात् पूर्वम् प्रतिदिनं योगाभ्यासः धावनम् चलनम् योग्यरूपेण व्यायामः इत्यादिकं कर्तव्यं भवति वस्तूनां सङ्ग्रहणार्थम् अस्माभिः बहुत्र अन्विष्य यत्र योग्यवस्तुं लभ्यते तस्य स्वीकरणम् अस्माभिः कर्तव्यमेव भवति तत्र प्राधान्येन वस्तूनां स्वीकरणविषये अपि अहं वक्ष्यामि भवतां कृते अस्माकं बेङ्गळूरुप्रदेशे बहूनि स्थानानि सन्ति यत्र एतादृशानां वस्तूनां समुपलब्धिः भवति उदाहरणार्थं यदा भवन्तः अस्माकम् मैसूर् रोड् इति यद्वदामः तस्मिन् प्रदेशं भवन्तः आगमिष्यन्ति चेत् तत्र एकम् आपणं वर्तते तत्र रज्जुः स्यूतं पादरक्षा दण्डः जलस्य परिपूरणार्थं जलकूपी इत्यादिकं सर्वमपि तत्र समुपलभ्यते एतद् अनन्तरमपि एतस्य अनन्तरमपि तत्र योग्यरूपेण विद्यमानं स्यूतादिकमपि समुपलभ्यते यदा तत्र गमन काले यत्किञ्चित् टेब्लेट्स् अथवा औषधम् अपेक्षितम् योग्यरूपेण आहारादिकं न समुपलभ्यते अथवा यदानीतं तस्य आहारस्य समाप्तिः भवति चेत् यत्किञ्चित् औषधं स्वीकृत्य अग्रे गमनं वा अथवा अस्माकं चारणस्य अनुवर्तनं वा अस्माभिः करणीयं भवति तद्विषयकमपि सर्वमपि तत्र समुपलभ्यते